अर्थशास्त्रो नाम एकः विज्ञानं या येन मानवव्यवहारः अध्ययनार्थम् अवश्यकता वर्तते तेषाम् उपलब्धिसाधनं वैकल्प्य प्रयोगः प्रयोगमध्ये सम्बन्धः अध्ययनं कृतम् अस्ति अस्मिन् अश् अर्थशास्त्रविषये सामग्री या सङ्केतपरिभाषा वर्तते अर्थशास्त्रः सामाजिकविज्ञाने वः यः अस्य शाखा वर्तते अन्तर्गत वस्तूनां सेवानाम् उत्पादनं वितरणं विनिमयः उपयोगः अध्ययनं च अस्मिन् अर्थशास्त्रे संस्कृतेन चाणक्येन कृतं वर्तते चाणक्यौ नाम तस्य पिता च चणकः इति अस्मिन् इदं शास्त्रं नन्दस्य कृते कृ नन्दस्य हस्ते य ये गताः शस्त्र शास्त्रादिविषयाः तेषाम् अपहरणार्थं कृतं वर्तते